महाभारतं महर्षिणा वेदव्यासेन विरचितं बहुप्रसिद्धं महाकाव्यम् विद्यते अस्मिन् ग्रन्थे कौरवपाण्डवानां महायुद्धं मुख्यविषयरूपेण वर्णितम् अस्ति महाभारतस्य अष्टादशपर्वानि सन्ति तद् यथा आदिपर्वः सभापर्वः वनपर्वः विराटपर्वः उद्योगपर्वः भीष्मपर्वः द्रोणपर्वः कर्णपर्वः शल्यपर्वः सौप्तीकपर्वः स्त्रीपर्वः शान्तिपर्वः अनुशासनपर्वः अश्वमेधिकपर्वः आश्रमवासिकपर्वः मौसलपर्वः महाप्रस्थानीकपर्वः स्वर्गारोहणपर्वः च भवन्ति अस्य महाभारतस्यैव भीष्मपर्वणि श्रीमद्भगवद्गीता विद्यते